स्विग्गीद्वारा एकदा मया भोजनम् आर्डर् कृतम् अभिमतं तत् मम अत्यन्तम् इष्टं जातम् पूरी इत्यादिकमपि तस्मिन् आसीत् तस्मात् तदेव पुनः आर्डर् कृत्वा पुनः स्वीकृतम् अर्थात् गतवारं यत् स्वीकृतं तदेव इदानीमपि स्वीकृतम् इति अत्यन्तं रोचितम्